अभिनेता मम अभिनेता अभिनेत्री अस्ति अभिनेत्री अस्ति माध्री दीक्षित् अभिनेता अस्ति अमिता बच्चन् तर्हि मम तस्य प्रियः सिनिमा अस्ति हम् आप् के है कोन् तद् मध्ये अमिता बच्चं नास्ति तर्हि मला मह्यं रोचते तस्य अहम् आप्के है कौन् माधुरदीक्षीत् तस्य बहु तस्य अभिनेत्री मम अहं रोचते मम रोचते अभिनेत्री तस्य सम्पूर्णं सिनेमा मध्ये मूवी मध्ये गीतं गीतमस्ति बहु बहु सम्यक् गीतम् उपरि सम्पूर्णं सिनेमा अभवत् ते मध्ये गीतमस्ति तद् गीतं मस्ये तस्य डैलाग् अस्ति तर्हि तस्य गीतं मध्ये भिन्नभिन्नं तस्य ड्रेस् तस्य डैलाग् बहु रोचते हमाप्के है कोन् मध्ये तस्य किं किमपि तस्य सीन् अभवत् तस्य उपरि शीघ्रं तु शीघ्रं तस्य याक्ट् रियाक्ट् न अभवत् तत् सिनेमा मध्ये तव तत्कारणार्थम् अस्ति तस्य

सिनेमा बहु बहु रोचते तद् मध्ये मादुरी दीक्षितस्य अभिनयम् अपि बहु बहु रोचते गीतम् अस्ति तत्कारणार्थम्